प्रत्येकं जनः भिन्नः भवति सर्वे समानाः न सन्ति तथैव सर्वेषां रुचिः अपि एकस्मिन् विषये भवति इति नास्ति यथा चित्रकला इति विषयं वयं स्वीकुर्मः तत्र सर्वेषां रुचिः न भवति कदाचित् अनासक्तिः भवति अनादरः अपि भवति कारणं किम् इति चेत् तत्र यावत् यद्वयं कर्तुं शक्नुमः तत्रैव अधिका रुचिः भवति यत्र काठिन्यं जायते तत्र रुचिः न भवति एवमेव बाल्यात् कालात् बहूनां

वर्धनमपि शीघ्रं न भवति तदर्थं किं करणीयं चेत् यथा यदा यदा यदा समयः लभते तदा तदा तस्य अभ्यासः करणीयः चित्रलेखनं करणीयं येन सहजतया तस्य अभ्यासः शक्यते तथा च तत्र अन्यान् प्रेरयितुमपि अस्माकम् अवधानम् अधिकं भवति येन तेषां रुचिः वर्धनमपि सहजतया शक्यते कारणम् एकं यदि अवसरः एकः अवसरः यदि न दीयते तर्हि पुनः तस्मिन् विषये रुचिः न तिष्ठति अतः तदर्थम् अधिकसमयः दातव्यः भवति